हरिः ओम् मम भाटकगृहमावश्यकं ओ उत्तमम् कति प्रकोष्ठाः सन्ति ओ बहु उत्तमं बहु उत्तमं गृहं कदा निर्मितं

ओ बहु उत्तमं बहु उत्तमं पार्किङ् व्यवस्था अस्ति वा महोदय जलव्यवस्था कथमस्ति

ओ बहु उत्तमं बहु उत्तमं कति अट्टाः सन्ति गृहे ओहोहो ओ बहु उत्तमं बहु उत्तमं भाटकं कियत् अस्ति महादय

ओ उत्तमं ओ बहु उत्तमं बहु उत्तमं प भाटकस्य वृद्धिः कदापि भवति वा नो चेत् त्रिसहस्राणि एव वा ओ अहं

ओ पूर्वधनं वा ओहोहोहो उत्तममुत्तमं अस्तु अस्तु भवान् किमपि मम पक्षतः ज्ञातुं इच्छति वा आमामाम् आधार् कार्ड् अस्ति अहं दातुं शक्नोमि अहं इञ्जिनियरिङ्ग् कलाशालायाम् अहम् आच् प्राचार्यरूपेण कार्यं क कुर्वन्नस्मि च् चतुरः

ओ बहुत्तमम् अवश्यं महोदय एवम् अहं पूर्वमेव वदामि परन्तु मम पक्षतः पञ्चवर्षपर्यन्तं अहं गृहमेव स्थातुमिच्छामि पञ्चवर्षपर्यन्तं अहं श्वः आगत्य द धनं ददामि द धन्यवादः महोदय धन्यवादः नमो नमो नमः